हरि ओम् अहं पत्कि वदामि अहम् इदानीमेव ओला ओ ओ ओला आटो बुक् कृतवती अस्मि कियान् समयः अपेक्षतः अस्ति भवान् अत्र कदा आगमिष्यति कृपया वदतु